सस्यानाम् उपरि वातावरणस्य कीटानाम् अन्येषां च कारकाणां समस्यानां सम्मुखीकरणार्थं समग्रा कृषिपद्धतिः समग्रा कृषिपद्धतिः अस्माभिः अनुसर्तव्या भवति तत्र मूलतः बीजवापतः एव अस्माकम् अस्माभिः नक्षत्रानुसारेण यदि क्रियते तत्र सस्यानाम् अधिकता अधिकतया परिहारः लभ्यते अत वृक्षाय वृक्षायुर्वेदः इत्यस्ति संस्कृतग्रन्थः तथैव अथर्ववेदे कृषिसम्बद्धानां भ बहु बहवः विषयाः उक्ताः सन्ति

वातावरणकारणतः यदि अस्माभिः समस्या अनुभूयते तत्र सः समुखीकरणं किञ्चित् कष्टकरमेव यतः कृषिः सम्पूर्णवातावरणम् अवलम्ब्य अवलम्ब्य एव वर्तते यत्र तापः अधिकः भवति तत्र सस्येषु निर्जलीकरणसमस्याः भवन्ति तदर्थम् अस्माभिः यदि सावयवकृषिपद्धतिः अनु अनुस्रियते अनुस्रियते तत्र किञ्चित् समाधानं लभ्यते यदि रासायनिकपोषकांशानां यत्र रासायनिकफर्ट केमिकल् फ़र्टिलैज़र् यदि उपयोगं क्रियते तर्हि तत्र भूमौ भूमौ ये सूक्ष्मजीवाः जीवाः सन्ति तेषां नाशः भवति वर्षं वर्षं तस्य अधिकः उपयोगः कर्तव्यः कर्तव्यः भवति तथैव जलस्य अधिकः अपे जलस्य अधिकः उपयोगः कर्तव्यः भवति यदि फ़र्टिलैसर् केमिकल् फ़र्टिलैसर् इति उपयोगम् उपयुज्यते तेन कारणेन भूमिः भूमौ जलधारणसामर्थ्यं न्यूनं भवति ये सावयवपोषकांशस्य उपयोगेन भूमौ जलधारणसामर्थ्यम् अधिकं भवति तेन सस्यानां कृषिः कृषिकार्ये जलस्य न्यूनः उपयोगः कर्तुं शक्यते जलं भूमेः उपरि सा सर्वदा हरितवर्णस्य आच्छादनं यदि भवति तदा भूमौ सूक्ष्मजीवानां जीवानाम् आधिक्यं भवति यदि आतपः डैरेक्ट् रूपेण भूमौ यदि न पतति तत्र सूक्ष्मजीवानाम् आधिक्यं द्रष्टुं शक्नुमः यदा वृक्षस्य अधः गच्छामः तत्र तस्य पर्णानि पतितानि भवन्ति तस्य अधः बहवः बहवः सूक्ष्णजीवाः कार्यं कर्तुं शक्यन्ते तथैव कृषिकार्ये भूमौ कृषिभूमं यदि कृषिभूमिः भूमिः यदि उत्तमं कर्तव्यं कर्तव्यं तर्हि तत्र जीवामृतस्य उपयोगः तथैव गोवनन्दाजलस्य उपयोगः

यदि कृषिकः गां पालयति कृषिका चेत् गां पालयति पालयति तद् तदा कृषिकार्ये बहु लाभः वर्तते तस्य गोमूत्रं गोमूत्रद्वारा गोमयद्वारा गोमयद्वारा बहु बहु प्रयोजनम् अस्ति तत्र बहु कृषिः कृषिकार्ये बहु उपयोगः उपयोगः तस्य तस्य भवति पूर्वं पूर्वस्मिन् काले तस्य धनं नाम गोधनम् आसीत् कति कीयान् गांसः पालयति तेन द्वारा तस्य तस्य धनं गोधनं नाम गोधनम् इति पूर्वकाले रि वदन्ति स्म

कृषिकार्ये कीटानां सम्मुखीकरणार्थं ससि सस्येषु रोगनिरोधकशक्तिः वर्धनीया भवति इति सावयवः सावयवमार्गं कृषिं यदि कुर्मः स्वाभाविकरूपेण सति सस्येषु कीटाः रोगनिरोधकशक्तिः वर्धते तेन कीटानां कीटसमस्या समस्यानां परिहारः तत् वयं प्राप्तुं शक्नुमः तत्र कः रक्षणार्थं बयो मास्क् इति कृते किं कीटनाशकरूपेण बयो मास्क् उपयोगं कर्तुं शक्यते तस्य गृहे गृहे एव वयं कृत्वा उपयोगं कुर्मः तस्य तस्य तथैव अर्कसस्यानां स्ः सस्यस्य पर्णानि एवं तक्रस्य तक्रस्य उपयोगं कीटनाशकरूपेण कर्तुं शक्यते तत्र कानिचन कार्याणि सन्ति तानि तानि कृत्वा वयं कीटनिग्रहं कर्तुं शक्यन्ते अस्माभिः तेन द्वारा कृषिः रैतस्य कृषिकस्य कृषिकस्य लाभदायकं भवति यावत् सः गृहे एव कृषिः कृषिः आवश्यकानां वस्तूनां गृहे एव उत्पादनं करोति सूक्ष्मपोषकांशस्य पोषकांशानां तावान् लाभः एव तेन सावयः कृषिपद्धतिद्वारा कृषिकः लाभम् अनुभवति